नमो नमः एमज़न् कस्टमर् केर् वा अस्तु महोदय नमो नमः अहं नवमदिनाङ्के एमज़न् तः वस्तुद्वयं क्रयणं कृतवती आसं तद् मम पार्श्वे सप्तदश दिनाङ्के आगतं अहम् एकं केशफेनकं पुनः एकं माश्चरैज़र् क्रयणं कृतवती आसं्म् सप्तदश दिनाङ्के तानि वस्तूनि यदा आगतानि अहं तद् स्यूतः ओपेन् कृत्वा दृष्टवती यत् केशफेनकम् आसीत् तद् सम्यक् एव अस्ति परन्तु माश्चरैज़र् दृष्ट्वा प्रद् भासते तद् पूर्वतः एव उद्घाटितम् अस्ति पुनः यद् अहं क्रयणं कृतवती तद् न आगतं भिन्नं किमपि माश्चरैज़र् आगतं तद् अपि सम्यग् नास्ति तद् नष्टम् अस्ति अतः मम धनं यत् अहं दत्तवती तद् माश्चरैज़र् कृते तद् प्रत्ताव पुनः प्राप्तुम् इच्छामि भवद्भिः तद् धनं प्रत्यावर्तनश्च किमपि व्यवस्थां कुर्वन्तु व्यवस्थां कृत्वा मां सूचयन्तु अस्तु महोदय नमो नमः